ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायां स्वास्थ्यविषमता विषये अधिक अभावः अस्ति इति मम अभिप्रायः यतः ग्रामीणजनाः अनेकाः तेषाम् स्व स्वास्थ्य उपरि लक्ष्यमेव न ददन्ति तेषां रुग्मता किम् अस्ति कथं तस्य परि परिहारः कुत्र गन्तव्यं तस्य ट्रीट्मेण्ट् निमित्तम् इति अपि न जानन्ति तत्र ग्रामीणवैद्यान् एव किमपि कृत्वा तदा तादृशं भवन्ति अतः ग्राम ग्रामेषु एव अधिकमरणसङ्ख्या अपि भवति अतः ग्रामीणक्षेत्रेषु अपि स्वास्थ्यविषये अधिक अवगाहना आगन्तव्यम् अधिक गवर्मेण्ट् हास्पिटल्स् अधिक अवेर्नेस् केम्प्स् सर्वम् आगन्तव्यम् एतस्मिन् क्षेत्रे अधिक अभावः अस्ति इति मम अभिप्रायः